अस्माकं प्रान्ते प्रकृति तु बहु सम्यग्भवति परन्तु इदानीमत्रापि प्रकृतेः नाशनम् इति वयं चिन्तयितुं शक्नुमः किमर्थ नाम अस्माकं प्रान्ते एकस्मिन् प्रान्ते वृक्षः बहवः आसन् परन्तु इदानीं वृक्षान् कर्तयित्वा तत्र हास्पिटल्स् इत्यादि निर्माणं कुर्वन्तः सन्ति अतः इदानीं प्रकृतिविषये वयम् उत्तममस्ति इति वक्तुं न शक्नुमः अत्र जलाकरः नाम अस्माकं प्रान्ते कल्याण् डेम् इति एकमस्ति ततः एव अस्म अस्माकं कृते जलम् आगच्छति जलं तु सम्यकेव भवति एवं स्वच्छताविषये वक्तव्यं चेत् बहु उत्तममिति वक्तुं न शक्नोमि उत्तममिति अपि वक्तुं न शक्यते किमर्थं नाम कदाचित् ते स्वच्छतापालनं न कुर्वन्ति यथा वृष्टिः आगच्छति तदानीं वयं मार्गे गन्तुमेव न शक्नुमः एतादृशस्तितिः भवति ड्रैनेज् मद्ये जलमपि न गच्छति तत्सर्वमपि अस्माकं गृहे आगच्छति तादृशजलम् अतः स्वच्छताविषये सम्यकस्ति इति वक्तुं न शक्यते